अहं रेपिडो एप् माध्यमेन एकदिने एकदिवसे गृहात् स्टेशन् रैले स्टेशन् गन्तुम् आर्डर् कृतवान् ततः अत्यधिक रात्रिकाले एकादशवादने रात्रिमध्ये आगतवान् ततः अहं स्टेसन् तत्र प्रेषितवान् तत्र व्यवहारः अपि सम्यगस्ति धनमपि सम्यगस्ति सर्वं शोभनं